नमस्ते हा नमस्ते अस्ति अस्मि अहं शाखक्रयणं करोमि शाख शाकादीनां क्रयणं करोमि विक्रयणमपि करोमि पृच्छन्तु महोदयः किम् आवश्यकम् आ इदानीं श्रूयते कृपया पृच्छन्तु

सर्वविधाः शाखाः सन्ति कूष्माण्डस्य पञ्चाशत् रूप्यकाणि सन्ति इदानीं सर्वत्र न लभ्यते किल अतः कूष्माण्डस्य क्रयः अतीववर्धितः वर्तते

बृहदस्ति बृहदस्ति आवश्यकं चेत् वदन्तु वृन्ता वृन्ताकम् अपेक्षितं वा वृन्ताकम् वृन्ताकस्य त्रिंशत् रूप्यकाणि तत्रापि बहु पलाण्डु ओ लशुनम् अस्तु लशुनस्य तु लशुनस्य तु इदानीं द्विशतं रूप्यकाणि अस्ति अस्तु ओं ओम् तत् विंशतिरूप्यकाणि

आं लशुनम् मूलकमस्ति गृञ्जनकमस्ति टोमेटो अस्ति बीट्रूट् अस्ति बीट्रूट् कृते चत्वारिंशत् रूप्यकाणि आलूकस्यापि अस्ति आलूकमपि अस्ति आलूकस्य त्रिंशत् रूप्यकाणि गृञ्जनकस्य पञ्चाशत् रूप्यकाणि मूलकस्यापि त्रिंशत् रूप्यकाणि पञ्चत्रिंशत् त्रिंशत् रूप्यकाणि एव भवति होल्सेल् रूपेण यच्छामः कन्दमूलदिकम् तदपि अस्ति तत्तु बृहदस्ति बृहदेव आवश्यकं वा हा खण्डं कृत्वा दद्मः उर्वारुकमपि दद्मः

अस्तु महोदयः कदा आगच्छति सूचयतु अहं एतत् मौल्याङ्कनं कृत्वा कृप कृपया आगच्छन्तु समये आगच्छन्तु सायंकाले अहं शीघ्रं गच्छामि हा निश्चयेन आगच्छन्तु महोदयः अस्तु महोदयः अस्तु महोदयः गूगल् पे अपि कर्तुं शक्नोति अस्तु महोदयः धन्यवादः